संस्कृतभाषायाः व्याकरणस्य उच्चारणस्य वैशिष्ट्यं तावत् संस्कृतभाषायां निरर्ग्लतासम्पादनं संस्कृतभाषायां स्पष्टतासम्पादनं संस्कृतभाषायाः व्याकरणम् आचार्यैः पाणिनीना विरचितं वर्तते चतुःसहस्रसुत्रेषु संस्कृतव्याकरणम् उपनिबद्धं वर्तते यदि पाणिनिमहर्षिणा प्रदर्शितमार्गेण व्यकरणाध्ययनेन संस्कृतभाषा अधीयते तर्हि संस्कृतभाषायां प्रौढीमा प्राप्तुं शक्यते अपि च संस्कृतभाषायाः महत्त्वं तावत् बहु वर्तते संस्कृतभाषा अन्यासां सर्वासां भाषाणां मातृभाषा अस्ति तस्याः व्याकरणं यथा क्रमबद्धं वर्तते तद्वत् अन्यत्र भाषासु क्रमबद्धव्याकरणं द्रष्टुं न शक्नुमः यतः अत्र एकैकस्य पदस्य धातुः प्रकृतिः इत्यादि विभागाः उपलभ्यन्ते न तु अन्यत्र अतः संस्कृतभाषायाः व्याकरणस्य वैशिष्टं बहु अधिकं वर्तते